एकदिने अहम् अत्र पोतङ्गोड्देशे मम बैक्यानेन यात्रां कृतवान् तत्समये तत् एकः रात्रिसमयः अस्ति मम बैक्यानं यानं समये एकं गर्तम् अत्र रोड्मध्ये अहं पश्यामि अहं न पश्यामि तद् मम तत्समये मम बैक् आक्सिडेण्ट् तद् अनन्तरं मम हस्ते एकः परिक्कः पट्टि अस्ति तदनन्तरं मम अहं अत्र होस्पिटल् अस्पताल् मे चिकित्सा आगच्छति तद् मम अनुभवः एकः दुर्गतः मार्गः तद्